वाणिज्यव्यवस्था तु मूल्यादि इष्ठितं भवति सः यस्यापि वाणिज्ये यस्य वस्तुनः अपि वाणिज्यं वयं कुर्मः चेत् तत् तस्य अन्तिमफलं मूल्यं भवति परन्तु तत्र एका व्यवस्था स्यात् मया उच्यमाना व्यवस्था तु अन्या भवति यत् प्रा एकस्मिन् प्रदेशे वाणिज्ये करणे एका व्यवस्था दृष्टा आसीत् तत्र वाणिज्यस्थले वाणिज्यस्थले एका एकं फलकं प्रदर्शितमासीत् एकं न यानि यानि वस्तूनि सन्ति तेषां पुरतः तेषां वस्तूनां नामानि फलकेषु लिखित्वा तत्र स्थापितानि आसीत् तद्दृष्ट्वा यः विक्रयणाय क्रयणाय आगतवान् सः तत्र तस्य वस्तुनः नाम उक्त्वा तस्य क्रयणं करणीयमासीत् तदेव तस्य मूल्यं संस्कृतेन तत् तस्य वस्तुनः नाम उक्त्वा तत् कियत् आवश्यकम् इत्युक्त्वा स्वीकरणीयम् संस्कृतकथनमेव तत्र तस्य वस्तुनः मूल्यं भवति एतादृशी व्यवस्था मया दृष्टा आसीत् एकत्र